मम जन्मदिनं मार्च् दश मम पितुः जन्मदिनम् आगस्ट् पञ्चदश सुहृदः जन्मदिनं सेप्टेम्बर् पञ्चविंशतिः मम भ्रातुः जन्मदिनं मार्च् एकत्रिंशत् मम अध्यापकस्य जन्मदिनं जुलै पञ्च